हरिः ओम् नमस्कारः आम् आम् किञ्चित् मार्गे बहुसम्मर्दाः सन्ति बहुयानानि सन्ति किञ्चित् अहं बहुपूर्वं कृतवान् एकघण्टापूर्वं कृतवान् परन्तु सम्मर्दाः सन्ति अहं किं करोमि महोदये द्विघण्टापूर्वे अहम् अन्य एकत्र अन्य जनान् नीत्वा गच्छन् आसं कथम् आगच्छामि भवति एव वदतु अरे चिन्ता मास्तु भवती कुत्र गन्तुम् इच्छति कुत्र ओहो एवं तर्हि अहम् अन्यत् कमपि यदि प्रेषयामि चेत् भवती गमिष्यति वा एवं तु एवं तु अहमपि मार्गे अस्मि त शीघ्रं तु नैव भवति कारणं अन्य जनान् यदि अहं दूरवाणी कृत्वा वदामि अहं तु गच्छति अरे महोदये भवती स्वयमेव जानाति अगर्तला इति एकं नगरं नास्ति इति त्रिपुराराज्यस्य राजधानी अस्ति तत्र सम्मर्दाः तु भवन्ति एव बहवः मार्गाः बहवः यानानि सन्ति आ मार्गाः अपि सम्यक् न सन्ति जनानां ये केवलं यत्र न न सम्यक् न सन्ति अरे पश्यतु यः एकन्य यानेन भवति परन्तु तस्य अपि दश दश यानानि सन्ति तस्य दश दश यानानि मार्गे चलन्ति अरे शृणोतु महोदय अहमपि जाम् मध्ये अस्मि बहुसम्मर्दाः सन्ति किञ्चित्तु अपेक्षां करोतु यत्र भवतः भवत्याः मीटिङ्ग् अस्ति तत्र वदतु इतोऽपि पञ्चनिमेष दशनिमेष अभ्यन्तरे एव प्रारम्भं कुर्यात् चेत् तस्मात् किमपि तु हानिः हानिः नैव भवति अरे भविष्यति वार्तालापं आम् आम् निश्चयेन आम् आं रां राम्